नलिकाजले मम गृहे अहं न प्राप्नोमि यतो हि अहम् ऐ ऐ टि केम्पस्मध्ये अस्मि अत्र एका टाङक् भविष्यति तत्रैव न् नलिकात् जलम् सम्पूर्य स्थापयति ततः अहं मम गृहे स्वीकरिष्यामि अतः साक्षात् नलिकात् जलम् नलिकायाः जलं प्रापणं तस्य कष्टं साक्षात् न अनुभवामि सत्यं यदि नलिकायाः जलं स्वीकरणमित्युक्ते तस्य समयः एवमेव इति न भविष्यति कदाचित् प्रातकाले मध्याह्ने इति भवति एवम् अहं समयानुसारं गृहे भवितव्यं भवति तदहम् आयोजनं समयानुसारम् इति बहु चिन्तनं कृत्वा भवामि चेत् तद् कष्टमिति अहं चिन्तयामि तत्र मम क्लेशः नास्ति कदाचित् अहं दृष्टवती अस्मि रात्रौ अपि आगच्छति तादृशमपि दृष्टवती अस्मि अत्र अहं तथा न पश्यामि तावद् कष्टं नास्ति यदा मम आवश्यकता अस्ति तस्सिन् तस्मिन् समये एव अहं साक्षात् स्वीकर्तुं शक्नोमि सत्यं कदाचित् जले मलिनं मलिनजलमपि दृष्टवती अस्मि बहुकालात् नलः नले जलं स्थितम् इति कारणेन अथवा कदाचित् नलस्य अन्ते स्थितः धूलिकणः आगच्छति अहं नलिकां अधिकम् उद्घाटयिष्यामि तर्हि तादृश धूलिमपि स्वीकृत्य जलम् आगच्छति तदा मलिनजलं दृष्टवती अस्मि तदा निश्चयेन जलमधिकं त्यजामि तर्हि उत्तमजलम् अनन्तरं प्राप्तुं शक्नोमि

टाङ्क षष्टमासात् एकं परम् एकम् एकवारं शुद्धीकरणं भविष्यति